अहं मम छायाचित्रं सामाजिक माध्यमेषु स्थापयामि इन्स्टग्राम् इति प्लाट्फ़र्म्मध्ये स्थापयामि तत्र यदा स्थापयामि तत्र मम लैक्स् प्राप्यते कमेण्ट्स् प्राप्यते कमेण्ट्स्मध्ये उत्तमम् उत्तमं कमेण्ट्स् प्राप्यते तदानीं मम बहु सन्तोषः भवति अनन्तरम् सोशल् मीडिया प्लाट्फ़ार्म्मध्ये यदा स्थापयामि तदानीं जनानाम् अभिप्रायं मया ज्ञातुं शक्यते तत्सर्वं ज्ञ जानामि तदानीं मम बहु सन्तोषः भवति इन्स्टग्राम्मध्ये केवलं न वाट्साप् इति प्लाट्फ़ार्म्मध्ये अपि अहं मम चित्रं स्थापयामि रील्स् स्थापयामि फ़ेस्बुक्मध्येपि स्थापयामि तद् स्थाप्य इदानीं तेषां तेषां सर्वेषाम् अभिप्रायः कमेण्ट्स् सर्वं मया ज्ञातुं शक्यते तेन मम बहु सन्तोषः प्राप्यते